पञ्चदिनानि पूर्वम् अहम् एकं वाशिङ्ग् मशिन् वस्त्रसञ्चालन प्रक्षालनयन्त्रं क्रीतवान् तत्र मम क्रयणसमये बहु आनन्दः आसीत् परन्तु यदा अहं तस्य उपयोगं कृतवान् तदा काचिद् खिन्नता अभवत् वस्तुतः तत्र या तन्त्रिणी योजिता आसीत् तत्र दोषः आसीत् तद् विद्युत् पूर्तिः सम्यक् रूपेण न जायमाना वर्तते तेन तद् प्रारम्भे एव चलने कष्टं जनयति अनन्तरं तत् सम्यक् कृत्वा यदा अहं यन्त्रस्य उपयोगं कृतवान् तदा क्षालनक्षेत्रं यत् तत्र यदि यद् आसीत् तत्र अपि दोषाः आसन् तस्मात् क्षालनस्य अपि गुणवत्ता तथा न अभवत् यथा मम अपेक्षा आसीत्